भारतस्य माध्यमक्षेत्रं सम्यक् अस्ति तत्र वार्ताः कदा कदाचित् केवलं असत्यम् दर्शयन्ति कदाचित् बहुकालं दर्श्यते इति कृत्वा सत्यमपि भवति कदाचित् किञ्चित् मिलि असत्यं मिलितं भवति अधिकेन सत्यमेव दर्श्यते वाहिन्यः समीचिनाः सन्ति पुनश्च वृत्तपत्रिकायामपि समीचिनाः विषयाः एव दीयन्ते वृत्तपत्र कर्नाटके प्रजावाणी होसदिगन्ता विजयवाणी इत्यादयः प्रसिद्धाः आंग्लभाषायां इण्डियन् एक्सप्रेस् इति प्रसिद्धं वर्तते प्रसिद्धापत्रिका वर्तते वाहिन्यः कर्नाटकभाषायां दिग्विजया टि वि नैन् सुवर्णा इत्यादिरूपेण वाहिन्यः सन्ति